अहं एतान् निश्चिनोमि यत् यावत् जनानां शैक्षिकः विकासो न भवति तावत् जगतः विकासः अभिवृद्धिर्वा न भवितुमर्हति कस्यापि गृहस्य कस्यापि वा जनस्य विकासः सर्वविधविकासो वा शिक्षायामेव निहितः अस्ति यदि कश्चित् जनः यदि कश्चित् देशः अथवा कश्चित् ग्रामः शिक्षायां वृद्धिं विन्दते तदा सः जनः सः देशः सः ग्रामः सर्वविधविकासं प्राप्नोति इति मम निश्चयः अतः यदि वयं जगतः अभिवृद्धिमिच्छामः तर्हि अस्माभिः जगति वर्तमानायाः सक्ष शिक्षायाः परीक्षणं कृत्वा तत्र अपेक्षितान् उपायान् वयं कल्पयामः याः अस्माकं तत्र त्रुटयः सन्ति तास्त्रुटिः वयं ततः अपाकुर्मः शिक्षापद्धत्याः पुनश्च यावत् नवीकरणं तत्र अपेक्षते तावन्नवीकरणं वयं तत्र यदि कुर्मः शिक्षायां तदा शिक्षया अस्माकं जगतः अवश्यमेव विकासः भविष्यति इति मम निश्चयः